अहम् अस्य वर्षस्य मार्च् मासस्य तृतीये दिनाङ्के वेदविज्ञानगुरुकुलतः यलहङ्का गरुडा माल् प्रति गन्तुम् इच्छामि अतः मम कृते कार् यानं बुक् करोतु